तत्र प्रदेशस्य वैद्यव्यवस्थादृष्ट्या वदामश्चेत् सम्य सम्यगेव वैद्यव्यवस्था अस्ति आयुर्वेदे वा अलोपति होमियोपति वा यत्किमपि सम्यक् चलदस्ति तत्र आयुर्वेदे तु पारम्पर्यरीत्य अधीतवन्तः तादृश जनाः वैद्यं वद्यवृत्तिं कुर्वन्ति नो चेत् नियमितरुपेण अध्ययनं कृतवन्तः अपि तत्र वैद्यवृत्तिं कुर्वन्ति सर्वं तु समीचीनमेव अलोपति दृष्ट्या ई सी जि स्क्यानिङ्ग् सर्वमस्ति शिशूनां कृते पृथक् व्यवस्थ व्यवस्था अस्ति मेडिकल् कालेज् इत्यादिकम् अस्ति होमियोपति मध्ये तावत् तामत् तावत् प्राधान्येन तत्र होमियोपति चिकित्सां न चलति आधिक्येन अलोपति आयुर्वेदं च अस्ति कश्चन प्रदेशः अस्ति तत्र पारम्परिकरुपेण मार्शियल् अर्ट्स् कलरी इति नाम्नि किमपि अध्ययनम् कृत्वा तदपि मर्मव्यवस्थारीत्या वैद्यवृत्तिं कुर्वन्ति तदपि इदानींतनकालस्य जनानां जीवनम् रीति दृष्ट्या बहु समीचीनम् तादृश चिकित्सा रीतिः